हरि ओं महादय नमो नमः महोदय अहं मम पार्श्वे एकं समीचिनं टेबल् अस्ति किल भवान् स्वीकर्तुम् इच्छा अस्ति वा तत्तु त्रिशतं टेबल् निमित्तं त्रिशतं त्रिशतम् अनन्तरं कुञ्चिका द्वयमस्ति पञ्चशतं आसन्दानि आवश्यकं वा तत् स्वीकर्तुम् इच्छा अस्ति वा न्यूनं तु अधिकं न कर्तुं शक्यते परन्तु भवानेकवारं वदतु नास्ति आसन्दं पञ्चशतं तत् अधिकं न न न भविष्यति भोः किञ्चिदेव न्यूनं कर्तुं शक्यते अस्तु तत्तू टेबलस्ति किल कुञ्चिका अस्ति किल एतदपि बेड् अस्ति भवन्तः किमपि आं वदतु बेड् अपेक्षते आं तदस्ति तदावश्यकं वा अस्तु बेड् अस्ति परन्तु तत् भिन्न भिन्नं रूपकाणि आवश्यकं किल

तस्य कृते ट्वेल् तौसण्ड् आवश्यकं भोः डैनिङ्ग् टेबल् निमित्तं तत्तु त्री थौसण्ड् तदावश्यकता अस्ति वा अस्तु अहं प्रेषयामि तत् लिखित्वा नोट् बुक् मध्ये अहं प्रेषयामि भवान् दृष्ट्वा एकवारं वदतु किम् आवश्यकम् अस्तु अस्तु धन्यवादः महोदय